लेखनकाले अहं प्रायः लोकस्य कल्याणाय यत् समीचीनं भवेत् तदेव आश्रयामि भगवता बुद्धेन यत् प्रतिपादितं सम्यक् शब्दमस्ति अष्टाङ्गीकारे मार्गे अष्टाङ्गीकारे मार्गे यद् अस्ति तत् सम्यक् भवेत् अत्रतः अहं सम्यक् शब्दं ग्रह्णामि यद् लिखामि यद् चिन्तयामि तत् सम्यक् अस्ति न वा इति विचार्य एव लेखनाय प्रवृत्तो भवामि प्रायः विभिन्नेषु मतेषु यतोऽहि अहं प्रारम्भकाले जीवनस्य तुलनात्मकदर्शनस्य अध्येता आसं भारतीयदर्शनस्य पाश्चात्यदर्शनस्य अपि पाश्चात्यदर्शनेषु अपि याः भवन्ति कण्टेम्पररि फ़िलसफ़ीस् सम्सामयिकदर्शनानि यानि सन्ति तासां विचारे माडझ विषयः वर्तते तासां समस्यानां समाधानम् अस्माकं परम्परातः किं भवितुं शक्यते भवति न वा इति सम्यक्तया विचिन्त्यैव चिन्तनधारा मदीया प्रवृत्ता भवति

कदाचित् लिखामि अपि किन्तु मे मनसि इदं भावः अयं भावः भवति यत् पाश्चात्यानां समस्या या भवति दार्शनिकी सा तत्रत्या समस्या वर्तते अस्माकं देशस्तु भिन्नः वर्तते अस्य पर्यावरणः भिन्नः तस्मात् अत्रत्यानां समस्यानां समाधानं अस्माकं दर्शनेषु ये भवितुं शक्यते इति विचिन्त्य कदाचित् लिखामि कदाचित् प्रवृत्तो भवामि लेखने अथवा चिन्तनं प्रचलति इतः भिन्नं न किञ्चित् लिखामि न वदामि न करोमि मम मित्राणि तु बहु वारं अनेकधा कथयन्ति अहं तुष्णीभावेन तम् अपि स्वि स्वीकरोमि